महोदय अहं तु ग्लिझ़र् क्रीतवान् किल तदर्थं तस्मिन् विषये ग्लिझ़रिझ़् सम्यक् कार्यमेव न करोति तत् प्रतिदिनं किञ्चित् कष्टमेव अनुभवन् अस्मि तत् तस्मिन् विषये तदर्थं किञ्चित् तत् इत्युक्ते मम गृहजनाः अपि मां मां तर्जयन्तः सन्ति ते कस्मिन् विषये एकवारं कार्यं करोति अन्यत् अन्यस्मिन् दिने कार्यमेव न करोति एवं सम्यक् उष्णमेव न भवति तत् तत् किञ्चित् बहु कष्टम् अनुभव अनुभवन् अस्मि तस्मिन् विषये इति मम चिन्तनं धन्यवादः